जङ्गमवाण्याः आगमनात् पूर्वं पत्रद्वारा एव कुशलप्रश्नादिकं जनाः पृच्छन्ति स्म जङ्गमवाण्याः अगमनानन्तरं शीघ्रगत्या एव जनाः सन्देशं प्रेषयितुं शक्नुवन्ति परस्परं सम्भाषणमपि कर्तुं शक्नुवन्ति यदि यस्य कस्यापि जन्मदिनमस्ति अथवा विवाहदिनमस्ति उत्तम सन्दर्भेषु अनुक्षणमेव जङ्गमदूरवाणिद्वारा ते सन्देशं शुभाशयं च प्रेषयितुं शक्नुवन्ति तेन किं भवति नाम सर्वे जनाः आनन्दम् अनुभवन्ति यतोहि तस्मिन्नेव समये सन्देशं ते प्राप्नुवन्ति अतः सर्वे जनाः सन्तोषम् अनुभवन्ति अतः जङ्गमवाण्याः आगमनानन्तरं जीवनपद्धतिः सरला जाता वर्तते